अस्माकम् उडुपिप्रान्त्ये तावत् वैद्यकीयव्यवस्था बहु सम्यकस्ति एतत् उडुपिपान्त् प्रान्त्ये बहूनि वैद्यालयानि सन्ति जिल्लावैद्यालयं आदर्शवैद्यालयं गान्धीवैद्यालयम् एवम् एवं बहु सौकर्याणि तत्र दीयन्ते एवं विश्वप्रसिद्धमणिपाल् हास्पिटल् अपि उडुपिजिल्लामध्ये एव अस्ति नानादेशतः छात्राः वैद्यकीयशास्त्रपठनार्थम् अत्रैव मणिपाल् प्रान्त्ये आग आगच्छन्ति बहु एड्वान्स्ड् इति वक्तुं शक्यते तादृश एड्वान्स्ड् वैद्यकीयचिकित्साः मणिपाल् मध्ये प्राप्यन्ते तच्च सामान्यजनानुकूली च अस्ति कथमिति चेत् मणिपाल् आरोग्य कार्ड् इति ते कार्ड् ददा कार्ड् व्यवस्था कुर्वन्ति येषां साकं तत् कार्ड् अस्ति तेषां बहु डिस्कौन्ट् विद्यते तद्वैद्यालये एवं प्रधानमन्त्री जनौषधी इत्यनेन कार्यक्रमेण जनौषधिकेन्द्रेषु न्यून न्यूनधनेन औषधयः लभ्यन्ते एवम् आयुष्मान् कार्ड् इत्यनेनापि अत्यन्तं न्यूनधनेन अथवा उचितचिकित्सा तावत् अस्माकं प्रान्त्ये लभ्यते तस्मात् वैद्यकीयव्यवस्था अपि सम्यगस्ति तच्च सामान्यजनानुकूली अस्ति इति